महाभारते मम इष्टतम पात्राः पञ्चपाण्डवाः एव तेषां मध्ये अर्जुनः एव अर्जुनः महाभारते आद्यन्तं प्रधाननायकरूपेण एव वर्तते अर्जुनः स्वकर्मणि सदा स्व कर्म कर्तुं सदा प्रयत्नं करोति युद्ध एव सः सदा करोति तस्मिन् कर्मणि एव सः अत्यन्तं प्रयत्नं करोतीति महाभारते द्रष्टुं शक्यते पञ्चपाण्डवेषु स एव प्रधान रूपेण द्रष्टव्यं तस्य कर्मणि तत्र एकस्मिन् सन्दर्भे युद्ध सन्दर्भे स्वस्य बान्धवजनानां कृते युद्धं कर्तुं तस्य दुष्करम् इति दृष्टं तस्मिन् समये श्रीकृष्णस्य उपदेशं तेन स्वीकृतम् तदा एव सः पुनः युद्धं कर्तुम् उद्युक्तकामः तदा सः स्वबान्धवजनेषु सदा स्नेहं प्रकटयति अन्यस्मिन् भागे श्रीकृष्णस्य उपदेशं स्वीकृत्य सः सदा युद्धं करोति च आद्यन्तं सः सन्तोषरूपेण एव महाभारते द्रष्टुं शक्यते किन्तु युद्धसमये दुःख दुःखवान् इति इत्यपि दृष्टः श्रीकृष्णस्य उपदेशं स्वीकृत्य सः गुरुरूपेण एव श्रीकृष्णं पश्यति अतैव श्रीकृष्णस्य उपदेशं स्वीकृत्य सः सदा उत्साहरूपेणैव युद्धं कर्तुम् आरब्धवान् एवं सः गुरुषु तस्य स्वभावं यदा इति चेत् सः सदा आचार्येषु बहुमानं करोति बान्धवजनेषु स्नेहं कुर्वन्ति एवं स्वकर्मणि अत्यन्तं प्रयत्नमपि करोति द्रष्टुं शक्यते इति एवं कारणेनैव महाभारते मम इष्टतमं पात्रम् अर्जुनः इति अहं वदामि